अद्यत्वे बालकाः तु नूतना क्रीडा आन्लैन् माध्यमेन सन्ति लूडो तदनन्तरं किम् आन्लैन् माध्यमेन बह्व्यः क्रीडा क्रीडन्ति आफ़्लैन् माध्यमेन बह्व्यः क्रीडा न क्रीडन्ति